यदि मह्यम् अवसरः दत्तः तर्हि भारतदेशस्य तिरुवनन्तपुरं राज्यस्य अहम् अनन्तपद्मनाभस्वामीदेवालयं दर्शयितुम् अन्येभ्यः देशेभ्यः जनेभ्यः दर्शयितुम् इच्छामि किमर्थमित्युक्ते प्रपञ्चस्य सम्पद्भरितदेशस्थानेषु अन्यतमं तथा सम्पदा प्रसिद्धं देवस्थानं केरलस्य राजधान्यां तिरुवनन्तपुरे अस्ति तदेव अनन्तपद्मनाभस्वामीदेवस्य देवस्थानम् इति प्राचीनाः कथ्यन्ते एषः प्राचीनः देवालयः तिरुवाङ्कूरुराजवंशस्य नियन्त्रणे अस्ति राजवंशस्थाः एव विश्वस्थाः सन्तः देवस्थानस्य निर्वहणं कुर्वन्ति अशीतिवर्षेभ्यः पूर्वं तन्नाम एकत्रिंशाधिकं सहस्रतमवर्षस्य डिसेम्बर मासस्य षष्ठतमे दिनाङ्के देवस्थानस्य स्वर्णारम्भस्थापनस्य भूतलप्रकोष्ठं तिरुवाङ्कुरमहाराज्ञः चित्तिरति सन्मुखे यदा उद्घाटितं तदा तत्र भूतलं भूतलकुसुल आसीत् तस्मिन् तत्र त्रिशतं त्रिसहस्रं त्रिशतं स्वर्णकलशाः स्वर्णस्य तथा रजतस्य नाणकानि आभरणानि वज्राभरणानि अमूल्यानि रत्नानि च आसन् अग्निशामकाधिकारिणां सहायेन देवस्थानस्य भूम्यन्तरगुहाप्रकोष्ठम् उद्घाट्य तत्र विद्यमानानि अमूल्यवस्तूनि शोधयित्वा पट्टिकामेकां सज्जीकर्तुम् एकादशाधिकद्विसहस्रतमवर्षस्य जनवरी मासे परमोच्चन्यायालयेन पुरातत्त्वशाखां प्रति आदेशः कृतः अस्ति आदेशानुसारं देवस्थानस्य सर्वाभरणानां सर्वसम्पप्तेः च परिशीलनं कृतं सर्वाभरणेषु अष्टादशशतस्य नेपोलियन् युगस्य नाणकानि सर्वाणि सार्धत्रिपादः परिमितमहाविष्णोः त्रिशतं के जी भारयुक्ता मूर्तिरेका लब्धा देवस्थानं तथा तस्य सम्पत्तिः राज्यसर्वकारः निर्वोढुम् इति केरलस्य उच्चन्यायालयेन एकादशाधिकद्विसहस्रतमे वर्षे जनवरी मासस्य एकत्रिंशत्तमे दिनाङ्के आदेशाः प्रकटिताः देवस्थानस्य विश्वस्थलमण्डल्याः अध्यक्षस्थाने स्थिताः राजवंशजाः निर्णयस्य अस्य औचित्यं पृष्टवन्तः राज्यन्यायालयस्य निर्णयं तिरस्कुर्वन् सर्वोच्चन्यायालयः न्यायालयः देवस्थानस्य अन्तः बहिः च अतिसुरक्षायाः व्यवस्थां कर्तुं च तथा देवस्थानस्य अमूल्यवस्तूनां मौल्यनिर्देशं कर्तुम् आदेशम् अकरोत् देवस्थानस्य अन्तः तथा बहिः सुरक्षितव्यवस्थाकरणेन सः स्वरणाभरणस्य तथा सर्वसम्पत्तेः मौल्यमापनेन मौल्यमापनेन ज्ञातं यत् पद्मनाभस्वामीदेवालयः भारते अत्यन्तसम्पद्भरितदेवस्थानमिति सम्पद्दृष्ट्या तिरु तिरुमलातिरुपतिः वेङ्कटेश्वरदेवस्थानमिदं देवस्थानं सम्पद्भरितम् इति अवगतं स्वर्णः स्वर्णाभरणम् आभरणस्य इतरसम्पत्तेः मौल्यं तावत् विंशत्यधिकत्रिंशत् दशलक्षम् अमेरिकन् डालर् मध्ये तावत् पश्यामश्चेत् वन् एकं पायिण्ट् द्वि त्रिलियन् रूप्यकाणि डालर् मध्ये एतद् भवति एतादृशसम्पत्तिः जगति अस्मिन् एकस्मिन्नेव देवालये अपि दृश्यते अतः एतद्देवस्थानं भूमण्डले अत्यन्तं सम्पद्भरितदेवस्थानं देवस्थानस्य सर्वाभरणानि प्राचीनानि अतः अद्यत्वे तस्य मूल्यं दशगुणितं दश दशगुणितम् अधिकं भवति देवस्थानस्य सर्वाणि आभरणानि पुरावग्भिः यैः यात्रिभिः राजवंशस्थैः भक्तजनैः समर्पितानि सन्ति इतिहासज्ञैः उच्यते यत् एतत् कररूपेण वा परितोषिकरूपेण राज्ञेः समर्पितं स्यात् अथवा युद्धे विजयम् अवाप्य अधीनराज्यस्य आभरणानि सुरक्षादृष्ट्या अत्र निक्षिप्तानि स्युः मध्ययुगे मन्नार् प्रदेशात् वा जङ्ग् जाफ़्ना प्रदेशात् ये वाणिजः आगच्छन्ति स्म ते तथा अन्ये यात्रिकाः देवस्थानस्य अस्य भक्ताः आसन् अतः अस्माकं देशस्य इदम् अस्मिन् प्रदेशस्थितं तिरुवनन्तस्वामीदेवालयम् अहम् अन्येभ्यः देशेभ्यः जनेभ्यः दर्शयितुम् इच्छामि